कलानां शिक्षणे अध्यापकानाम् अथ च शिष्याणामपि श्रद्धा अपेक्षिता उभयोरपि पक्षयोः श्रद्धा अपेक्षिता वर्तते एकस्मिन् पक्षे श्रद्धा वर्तते अनेकस्मिन् पक्षे नास्ति नास्ति चेत् सम्यक् न भवति क कलानाम् उद्धरणं कर्तुं न शक्यते इति मम अभिप्रायः